हरि ओम् नमस्ते किं किम् अस्ति इदानीं शीतलं काफि पानम् अस्ति वा इदानीम् एव आवश्यकं कृपया शीघ्रं ददातु किम् एतद्बहु शर्कराम् अस्ति एतत् पीत्वा अहम् डायबिटीज़् पेशेण्ट् भवामि एतत् नास्ति सामान्यनियम इति वदति चेत् सर्वेषां कृते कियत् एतत् एतादृश शर्करा ददाति चेत् ते सर्वे रोगिन रुग्न भवन्ति अस्ति इति अन्यत् स्ट्राङ्ग् सिम्पल् कफि आनयतु फिल्टर् कफि पानम् आनयतु किञ्चित् यतो हि अहम् डायेट् डायेट् कुर्वन् अस्मि यावत् शर्करा ददाति चेत् अहम् स्थुला स्थुला भवामि अत किञ्चित् शर्करा आवश्यकं तावदेव किञ्चित् शीघ्रम् आनयतु अन्यत् अपि गच्छामि आम् तस्य कृते तत्र सलाड् किमपि अस्ति वा बुभुक्षा अस्ति किमपि किमपि किमपि नास्ति वा अस्तु शीघ्रं तदेव आनयतु किम् एतत् बहु उष्णम् अस्ति बहु उष्णम् अस्ति अहम् एतत् स्वीकृत्य एव न शक्यते तत अहम् शीतलं काफि पानम् आनीतवान् तत्र बहु शर्करा अस्ति इदानीम् एतत् बहु उष्णम् अस्ति कथं पिबामि धनम् अपि दातव्यम् अहम् धनं न ददामि भवान् सम्यक् रीत्या न दत्तवन्त एव अग्रिम वासरे अहम् अत्र न आगच्छामि एव मम मित्राणि अपि सर्वान् सूचयामि एतत् सम्यक् नास्ति एव कृपया भवान् गृहं ग्रामं प्रति गच्छतु अत्र किमपि न करोति सम्यक् अहम् दर्शयामि अस्तु केवलं दशरूप्यकानि ददामि स्वीकुर्वन्तु धन्यवाद अस्तु धन्यवाद